अन्धविश्वासः कश्चनः विषयस्य उपरि यदा जनाः स्व अभिप्रायं तस्य कारणं ज्ञातं विना अन्धरूपेण तस्य तस्मिन् विषये विश्वासं कुर्वन्ति तदेव अन्धविश्वासः इति तस्य तत्र अस्माकं ग्रामवासिनः तथैव जलमध्ये विभिन्नानि देवार्चित पुष्पाण्यादि निक्षेपितुं तत्र काम्यन्ते तेनेव जलम् अशुद्धं भवति अतः पूर्वकाले किमासीत् प्रायशः जनाः नद्याः तीरे निवसन्ति तत्र जले तस्य पुष्पादि द्रव्यस्य निक्षेपणं द्वारा जलराशौ तस्य निर्गमनं तस्मात् स्थानात् भवति परन्तु इदानीन्तनेकाले यत्र कुप्यादिषु तडागादिषु जलं केवलं तस्मिन्नेव स्थाने भवति परन्तु यदा जनाः तस्मिन् पुष्पाण्यादि निक्षेपयन्ति तस्य जलस्य नाशः भवति जलं प्रदूषणमपि जायते अतः अस्माभिः निश्चिततया तद्विषये तद्विषये विशेषं द ध्यानं ध्यानपूर्वकं तस्य जलस्य संरक्षणं कर्तव्यम्